सद्यःकाले सनातनधर्मस्य विषये किञ्चित् वार्ता प्रचलनन् अस्ति अस्य तमिल्नाडुराज्यस्य मुख्यमन्त्रीमहोदयस्य पुत्रः स्टालिन् इति नाम इत्याख्यः कश्चन सः सनातधर्मस्य नाशं करिष्यामि इति एकस्मिन् दिने उक्तवान् परन्तु सनातनधर्मस्य नाशं न भवत्येव कथम् इत्युक्ते किमर्थम् इत्युक्ते सनातनधर्मस्य उत्पत्तिः एव नास्ति तत् सर्वकालिकसत्यम् अस्ति अतः तत् नाशं भवितुं न शक्यते सनातनधर्मम् इत्युक्ते हिन्दुधर्मं वा अथवा क्रिस्तधर्मं वा एवं हिन्दुधर्मं वा इति न सनातनम् इत्युक्ते वेदकालात् कालादपि पूर्वमेव एतद्धर्मम् आसीत् अनन्तरम् एतत् एवं प्रवर्धमाने अग्रे सारितं एतत् सनातनधर्मम् इति वक्तुं शक्यते संक्षिप्ततया उक्तवान् अतः एतस्य नाशं न भवति एतत् सर्वकालिकम् अस्ति